महोदय अहम् एकदा अस्माकं ग्रामस्य समीपे विद्यमानस्य सह्याद्रिपर्वतस्य आः आरोहणम् अकरवं तस्मिन् पर्याये मदीय अनुभवं भवतां कृते किञ्चित् वक्ष्यामि तत्र यदा अहम् एकं समूहं स्वीकृत्य अग्रे गच्छन् आसम् तस्मिन् पर्याये मार्गान्तरेण अहं शीघ्रम् उपरि गच्छामि इति विचिन्त्य अन्यं मार्गम् अहं स्वीकृत्य अग्रे गतवान् तस्मिन् पर्याये मम समूहे विद्यमानाः यं मार्गं पूर्वं ते निर्दिष्टवन्तः तस्मिन्नेव मार्गे अग्रे गत्वा ते उपरि स्थानम् अन्तं प्रति ते गतवन्तः परन्तु अहं तु महान् क्लेशम् अनुभूतवान् यतोहि तत्र गमनार्थम् प्रयत्नं कृत्वा अहं बहु भीतः जातः यतोहि सः च मार्गः भिन्नः अहम् एकाकी एव एकस्मिन् अरण्ये प्रविष्टः अस्मि प्राणिनः यथा आगत्य मां भक्षयेयुः अथवा उरगाः मां दर्शेयुः इत्यादिकं विचित्रं चिन्तनं मम मनसि आगतं मम गृहीयबान्धवाः सर्वेपि एकदा मम चक्षुषः पुरस्तात् आगताः ते अहं मार्गभ्रष्टः भूत्वा बहु समस्यान् अनुभूतवान् अनन्तरम् किञ्चिदग्रे गत्वा अहं पश्यामि तत्र मम स्नेहितस्य ध्वनिः मया श्रुता हा एवमेव मम स्नेहितः तत्र वर्तते इति कश्चन भावः जातः परन्तु मध्यभागे यत्र अहं स्थितः आसं तस्मिन् स्थाने किञ्चित् अग्रे गच्छामि तेत् तत्र महान् खण्डकः वर्तते अतः अहं खण्डकं दृष्ट्वा बहु भीतः जातः यत्र मम पथभ्रष्टता जाता तं स्थानमहम् आगत्य पुनः अहम् पूर्वोक्तमार्गे एव अहम् अग्रे गतः पुनः मम गणीयः अथवा मम समूहे विद्यमानाः जनाः मां दृष्ट्वा आगच्छतु भो आगच्छतु भो इति उक्त्वा मां स्वीकृत्य अग्रे गताः एवम् एकं विषयमहं स्वीकृत्य उक्तवान् द्वितीयमपि तत्र मया योक् निश्चयेन वक्तव्यं भवति यदा भवन्तः दीर्घकालीनं चारणं कर्तुम् इच्छन्ति समस् तत्र पर्वतानां समूहः अथवा परिहारः परिवारः भवति तत्र अग्रे गन्तव्यम् इति भवतां चिन्तनं भवति अथवा दिनद्वयम् अथवा दिनत्रयस्य भवन्तः सिद्धतां कृत्वा गच्छन्ति तस्मिन् क काले दैहिकसिद्धता अनन्तरं योग्यवस्तूनां स्वीकरणं कृत्वा अग्रे गमनम् इत्यादिकम् अस्माभिः निश्चयेन करणीयं भवति यतोहि पूर्वसिद्धतां विना दीर्घकालीनं चारणं कर्तुम् देहः न योग्यरूपेण व्यवहरति तस्मिन् पर्याये अतः चारणकरणकाले देहस्य विशेषरूपेण सिद्धता कर्तव्या अनन्तरं योग्यवस्तूनामपि सङ्ग्रहः करणीयः भवति द्वितीयं नाम पूर्वसिद्धतां विना तत्र सम्यक्रूपेण सिद्धताम् अकृत्वा चारणकार्ये वयं प्रविष्टाः अथवा दीर्घचारणे वयं प्रविष्टाश्चेत् बहु क्लेशम् अनुभवेम अतः पूर्वसिद्धता तु अत्यन्तम् अनिवार्या भवति